हरिः ओम् देविका सोमवासरे आगच्छति वा सा देविका तर्हि भवत्याः दन्ते कीटः अस्ति अहं तदापि अहं तद् तदेव अहं वदामि चेत् पुनः एकवारमागच्छतु तत् किमर्थं नागच्छति एवम् एवं वा तर्हि भवती द्विवारं दन्तधावनं करोति वा किं दन्तचूर्णमस्ति कोल्गेटस्ति अस्तु तर्हि दन्तचूर्णः कथमस्ति कोल्गेटस्ति वा हा तर्हि न न अहं केल्गेट् एवं न वदामि अहं तु भवत्याः पतञ्चलिदन्त दन्तचूर्णेन करोतु दन्तधावनम् अस्तु तर्हि भवती किं करोतु चिन्ता नास्ति किमस्ति सम्यक् सम्यक्तेन करोतु अहं किं वदामि भवती श्वः आगच्छतु भवत्याः दन्ते कीटः अस्ति तत् किं करोमि अहं भवत्याः दन्तः निष्कासयामि अनन्तरम् तस्य पुनःपूर्तिं करोमि तत्करणेन किं जायते भवत्याः भोजनस्य कृते क्लेशः न भवति यत्किमपि भवत्याः क्लेशः भवति भोजनं यत् सम्यक् न कर्तुं शक्नोति तत्करणेन क्लेशः न भवेत् न न भो चाकलेहः यदा खादति तदा भवत्याः बहु पीडा भवति आदौपि भवत् भवती बहु चाकलेहः खादती खादेनन किं तत्कारणेन अतः एव कीटः लभ्यते भवत्याः तर्हि चाकलेहः न खादतु कश्चिद्दिनानन्तरं खादतु यद् यदा भवत्याः दन्तनिष्कासयामि तदनन्तरम् आम् आम् अहम् आं भवती आगच्छतु अहं किं करोमि ब भवत्याः यद् औषधं देयामि तत् तदपि अहं अन्यत् चेञ्ज् कृत्वा देयामि यदि तद् सम्यक्तेन क्लीन् कर्तुं सम्यक्तेन अहं तस्य चेकपपि करोमि अनन्तरं भवती गृहं गत्वापि यत्किमपि लिक्विड् फ़ूडस्ति सूपम् अनन्तरं तक्रं एतद् खादतु ओदनम् ओदनम् एतद् खादतु तत् खादतु नास्ति यदा भवत्याः दन्तम् अहं छेदनं करोमि तद् भवती कठोरवस्तुः न खादितुं शक्नोति आमाम् अहं भवत्याः कण्डिषन् ज्ञातुं शक्नोमि अहं करोमि भवती प्रातः आगच्छति आगच्छतु अहं प्रातः नववादने आगच्छामि किन्तु भवती दशवादनेव आगच्छतु नामान्यतपि एवम् एवम् आगच्छतु